मदीये हव्यकसमुदाये आचर्यमाणाः विशिष्टाः उत्सवाः अथवा मुख्यानि पर्वाणि नाम गणेशचतुर्थी नागरपञ्चमी दीपावली नवरात्रपर्व चान्द्रमानयुगादिः भीमामावस्या महालयामावस्या च गणेशचतुर्थी मिष्टान्नानां पर्व अस्ति तस्मिन्दिने गणेशस्य मृण्मयमूर्तिः कुत्रचिदेव गृहेषु प्रतिष्ठाप्यते अन्यत्र सर्वेषु गृहेषु गणेशस्य षोडश षोडशोपचारयुक्ता पूजा क्रियते अथर्वशीर्षादिकं मन्त्रान् उच्चरन्तः गृहस्य पुरुषाः गणेशस्य पूजां कुर्वन्ति स्त्रियः यावत्छक्यम् अधिकानि मिष्ठान्नानि तस्मिन् दिने कर्तुं प्रयतन्ते बालाः यथाशक्ति तेषां साहाय्यमाचरन्तः पर्वणः आनन्दम् अनुभवन्ति नवरात्रपर्व देव्याः पर्व अस्ति तस्मिन् तेषु नवसु दिनेषु प्रतिदिनं इव प्रायः बहुत्र गृहेषु दम्पतिपूजा क्रियते प्रत्येकं दिवसे दम्पती आहूय तौ पूज्येते नवरात्राणि दिनत्रयाणां समाहारत्रयं कृत्वा नवरात्रेषु प्रथमं दिनत्रयं सरस्वती द्वितीय दिनत्रये महालक्ष्मीः अनन्तरम् अन्तिमे दिनत्रये महाकाली च पूज्यते अन्तिमदिनत्रये मु मुख्यतया आयुधपूजा भवति नवमे दिने च अष्टमे दिने दुर्गाष्टमी सप्तमे दिने शारदायाः प्रतिष्ठापनं कृत्वा पुस्तकानि तत्र स्था संस्थाप्य पूज्यन्ते तानि च पुस्तकानि तस्याः शारदायाः उद्यापनं विजयादशम्यां कृत्वा तत्र प्रतिष्ठापितानि पुस्तकानि नूतनतया स्वीकृत्य पठ्यन्ते अध्ययनं तस्मिन् दिने विजयदश्य विजयादशम्याम् आरभ्यते एवं विशिष्टतया नवरात्रपर्व अस्माकं समुदाये आचर्यते चान्द्रमानयुगादिः नूतनवर्षारम्भः भवति तस्मिन् दिने आम्रतोरणं सर्वेषु गृहेषु विलसति निम्बवृक् निम्बदलं गुडं च योजयित्वा घृतपात्रे मुखं दृष्ट्वा निम्बदलस्य भक्षणं गुडसहितस्य निम्बदलस्य भक्षणं क्रियते सर्वैः तस्मिन् दिने सर्वेषु पर्वसु कनिष्ठैः ज्येष्ठानाम् आशीर्वादः स्वीक्रियते नूतन वस्त्राणां धरणम् अनन्तरं विशेषभक्षनिर्माणं स गृहे जनैः सर्वैः सह आनन्दानुभवः इत्येतत्तु सर्वपर्वसामान्यम् नागरपञ्चम्याम् बालिकाः विवाहिताः स्त्रियः स्वस्य मातृगृहं प्रति आहूय तेषां तासाम् उपचारः क्रियते तस्याः कृते तु तल्पः तूलिका निर्माय अग्रेजेन अनुजेन वा दीयते तस्याः उपचारः भवति नागदेवः विशिष्टपोलिकया तस्मिन् दिने सभाज्यते तदुत्तरं महालय अमावास्या पितॄणां पर्व अस्ति सर्वेषां पितॄणां तस्मिन् दिने स्मरणं अस्माभिः क्रियते दीपावलिपर्व तु बलिपाड्यमी नरकचतुर्दशी अनन्तरं लक्ष्मीपूजा इत्येवं त्रयाणां पर्वणां समाहारः तस्मिन् पर्वणि नरकचतुर्दश्यां तैलाभ्यञ्जनं मुख्यतया सर्वैः क्रियते तस्मिन् दिने तैलाभ्यञ्जनं येन न क्रियते सः अग्रिमजन्मनि वराहः भूत्वा जन्म प्राप्नोति इति ज्येष्ठाः बालान् भापयन्ति लक्ष्मी अनन्तरं बलिपाड्यमीदिने जलकुम्भपूरणम् अनन्तरं बलि गृहे लघुबालाः भवन्ति चेत् तेषां बलितेषां पादेन बलिपादस्य चिह्नं कृत्वा तस्य पूजनम् इत्येव इत्येतादयः इत्येतादीनि आचरणानि भवन्ति दीपानाम् आवलिः गृहाणि भूषयति कार्तिकमासे समग्रे दीपानाम् आवलिः प्रतिगृहं विराजते कार्तिकमासे एव तुलसीविवाहः तुलसीपूजा च भविष्यतः तस्मिन् दिने तुलस्याः विवाहं तस्याः पूजां च कृत्वा अस्माकं समुदायः नन्दति एवं भवति अस्माकम् उत्सवानां विशिष्टा परम्परा